मम विरामसमये मनोरञ्जनम् आरामं च कर्तुं बहु रोचते मम केचन प्रियाः मनोरञ्जनक्रियाः सन्ति पुस्तकपठनं प्रकृतौ भ्रमणं भ्रमणं कर्तुं सङ्गीतं श्रोतुं पाकशालायां नूतनां नूतनानां व्यञ्जनानां प्रयोगं च मित्रैः सह क्रिडां कर्तुं च मित्रैः सह क्री क्रीडां कर्तुं चलच्चित्रं वा टी वी प्रदर्शनं वा द्रष्टुं नूतनानि स्थानानि अन्वेष्टुं च आनन्दं जनयन्ति अस्माकं विरामं कर्तुं सहायं कुर्वन्ति इति कार्याणि कर्तुं भवन्ति तव विषये किं भवन्तः केचन प्रियाः मनोरञ्जनक्रियाः के सन्ति